तत्र

तत्र प्रायः न स्मरामि इदानीं न स्मरामि इति नास्ति कार्यं निदानातिगुणान् अधीते इति एकम् आम् इति एका सूक्तिः वर्तते कुत्र वर्तते इत्युक्ते नैशधीयचरिते अस्माकं महाकविः महाकवेः श्रीहर्षस्य नैशधीयचरिते नैशधीयचरिते तृतीयसर्गे हंसः दमयन्तीं प्रति वदति यद् कार्यं निदानातिगुणाः नधीते इत्युक्ते तत्र सन्दर्भः अयमस्ति यद् हंसः वदति तस्य शरीरस्य वर्णः इत्थं भवति कीदृशः भवति इत्युक्ते सः तु मृणालस्य नालः एव खादति खादति मृणालस्य नालः खादति इति कारणेन तस्य वर्णः अपि श्वेतवर्णः वर्तते एवम् अतः एव सः वदति कार्यं निदानाथिगुणान् अधीते इति इत्युक्ते कार्यं कारणार्थी गुणः स्वीकुरु स्वीकरोति इत्यर्थः पुनः किं वदामः अस्माकम् शरीरमाद्यं खलु धर्मसाधनम् इति एका सूक्तिः वर्तते अयं सूक्तिः कुत्र वर्तते इत्युक्ते कालिदासस्य कुमारसम्भवे पार्वतीं प्रति ब्रह्मचारी वदति ब्रह्मचारी इत्युक्ते शिवः